मम इष्टतमः सङ्गीतज्ञः अस्ति शङ्करमहादेवनः सः दाक्षिणात्यः आसीत् किन्तु इदानीं तस्य निवासः मुम्बैमध्ये एव अस्ति सः बाल्यकालात् एव कर्नाटकसङ्गीतं तथा हिन्दुस्थानीसङ्गीतं पठितवान् तथा च इदानीं सः सङ्गीतकारः तथा च गायकः नाम्ना प्रसिद्धः अस्ति तस्य तस्य वैशिष्ट्यम् इत्युक्ते सः गुजराथी कन्नड् मराठी आङ्ग्ल तथा च मार्वाडी विविधानां भाषाणाम्मध्ये सः गायनं कृतवान् तस्य विशेषता इत्युक्ते सः सम्यक्रीत्या गातुं शक्नोति तस्य स्वरसाधना बाल्यकालात् एव आरब्धा तस्य पुत्रः अपि इदानीं सम्यक् सङ्गीतं गानं करोति तथापि तस्य गायकस्य विशे गायनस्य विशेषता इत्युक्ते सः एकश्वासेन सम्यक्रीत्या बहु दीर्घं गीतं गातुं शक्नोति इतोऽपि सः मराठीमध्ये श्रीनिवासखले महोदयस्य अपि शिष्यः अस्ति सः सङ्गीतं हिन्दुस्थानीसङ्गीतम् महोदयेन सह एव प्रारम्भं कृतवान् इतोऽपि तस्य वैशिष्ट्यम् इत्युक्ते सः बाल्यकालात् एव वीणावादनं पठितवान् तस्य अध्ययनं वीणावादनस्य अपि सम्यक् अस्ति सः सम्यक् गायकः सः संस्कृते गीतानि अपि गीतवान् इति तस्य वैशिष्ट्यम्